नमस्कारः

महोदया कस्य सिं कार्ड् अपेक्षते एकवारं पुनर्वदतु बि एस् एन् एल् तस्य महोदया बि एस् एन् एल् अपेक्षया एर्टेल् अथवा जियो तद् स्वीकरोतु ना अथ्वा वि ऐ इत्युक्ते ए हा तेषां तस्य प्लेन् अपि समीचिनमस्ति एवं तस्य ह रेञ्ज् अपि बहुदूरं दूरगमनात् प्रान्तं यदस्ति तत्र अपि लभ्यते आम् नाम्ना नाम्ना नाम्ना इत्युक्ते तत् हा यद् जियो अथ्वा एर्टेल् यदस्ति तस्य हा तस्य तद् हा रेञ्ज् अपि न्यूनं रेञ्ज् इत्युक्ते तत् तस्य रेट् अपि न्यूनमस्ति एवं हा षण्मासं कृते तद् हा केवलं चतुर् चत् चतुश्शतमिति चतुशशतमस्ति

ओके ओके चलति चलति आं तदपि चलति एवं तद् भवत्या यद् हा एतद् नम्बर् अस्ति तदपि हा जियो सिं कार्ड् मध्ये टेलिपोर्ट् भवितुं शक्नोति ओ चलति चलति इतोऽपि इतोऽपि हा इत्युक्ते अन्या कापि सेवा अपेक्ष्यते वा

ओ आं चतुश्शतमेव अस्ति ओके चलति तस्य हा तद् यद् नूतनं सिं कार्ड् अपेक्ष्यते तस्य कृते आधार् कार्ड् एवं तत् हा भवताम् अङ्गुलिकायां यदस्ति तस्य तस्य मुद्रा इति इत्यादिषु हा तत्सर्वं पत्रं पत्रव्यवहारमपेक्ष्यते भवती यदि कार्यरता अस्ति चेत् तद् किञ्चित् कार्यं हा पश्यति शक्नुमः ओके ओके फ़िङ्गर् प्रिण्ट्स् पुरा इत्युक्ते यत् अन्यत् व्यवहारमस्ति तद् वाट्सप् मध्ये तु भवितुं शक्नोति परन्तु यद् मुद्राचिन्हमस्ति तस्य कृते तद् फ़िसिकल् अपियरेन्स् अपेक्षितम् आम् आं चलति तत् चलति चलति

आम् अस्ति अस्ति महोदया महोदया मे महोदया एकवारं शृण्वन्तु सर्वं कार्यं जातमनन्तरं तद् हा धनस्य विषये चर्चां कुर्मः चेत् तद् हा समीचीनं भवति आम् अहं वदामि व कति रूप्यकाणि जातः जातम् आं चलति अस्तु धन्यवादः महोदया धन्यवादः आम्